आधुनिककाले बोक्सिङ् एण्ड् रेस्लिङ् इति यत् युद्धकलाद्वयम् उच्यते तत् मम अतीव प्रियतमं भवति यतः रेस्लिङ् मध्ये बलम् अतीव आवश्यकम् प्रतिस्पर्धीजनः प्रतिस्पर्धीजनस्य पृष्ठभागः भूतलं स्पर्शनीयं भवति तदर्थं महत् बलम् आवश्यकं भवति तेनैव चातुर्यं कौशलम् अपेक्षितं बुद्धिशक्तिः अपि अपेक्षिता अनन्तरं बोक्सिङ् इति युद्धकलायां तत्र अतीव तीक्ष्णबुद्धिः अपेक्षिता यदा मुष्टिः आघातः मुखस्य उपरि आगच्छति तद् सावधानचित्तेन प्रतिस्पर्धिनाम् उल्लङ्घनीयं भवति तद् न स्वीकरणीयं यदि मुष्ट्याघातं स्वीकरोति तर्हि अधः पतति अतः अत्यन्तं कौशल पूर्णोपेतं एतत् रेस्लिङ् अनन्तरं बोक्सिङ् इति कलाद्वयं मम प्रियतमं भवति